अहं सप्ताहात् प्राक् स्कर्ट् आनायितवती आसम् तत् आगतम् किन्तु मया यः समयः उक्तः आसीत् तत्काले न आगतम् अपि च धनं तेन अधिकं स्वीकृतम् मया तद्वस्त्रं मम अग्रजस्य विवाहे धर्तव्यम् इति चिन्तितमासीत् किन्तु एतेषां कारणात् विलम्बः जातः यः आनन्दः आसीत् तद्वस्त्रधरणे सः न प्राप्तः मया अतः उत्तमं क्रमं स्वीकुर्वन्तु इति चिन्तये